मम जीवने आन्तरिकशान्तिः एव मौल्योत्तमा यदा वयं स्वशान्तिं रक्षामः तदा अस्माकं स्वभावानां सन्तुलनं कर्तुं शक्नुमः तथा च सम्बन्धान् तनावपूर्णान् परिस्थितयः च प्रभाविरूपेण प्रबन्धयितुं शक्नुमः एतेन अस्माकम् आत्मविश्वासः विकसितः भविष्यति आत्मना सह सङ्गतिः च भविष्यति येन अस्माभिः आन्तरिकशान्तिः प्राप्तुं जीवनस्य प्रति अधिकं सकारात्मकं दृष्टिकोनं च संवर्धयितुं शक्यते जीवनं परिवर्तयितुं स्वस्य अनुग्रहं कुर्मः स्वस्य शान्तिं प्रथमस्थाने स्थापयामः आत्मनः चिकित्सां कर्तुं पर्याप्तम् आत्मनः प्रेम कुर्मः इदं न स्वार्थं आत्मरक्षणम् आत्मप्रेम च वयम् अहम् अल्पः इति भावं न आनयेम अस्माकं शान्तिं रक्षितुं पर्याप्तम् आत्मनः प्रेम कुर्मः इत मम अभिप्रायः

सदाचारः धर्माचरणञ्च सहकरोति इति मम अनुभवः